कृषिकार्यस्य कृषकाणां कृते तु समुदायस्य विषये तु बहु साहाय्यं दीयते इदानीं सामान्यजनां जनानां धनरूपेण तस्य बीजानि सर्वं तथैव सस्यानि सर्वं स्वीकरणीयं चेत् समुदायेशु ते के भवन्ति तेषां तु एकेकवारं न्यूनधनेन दीयते तथैव का एकेकवारं तु उचितमेव तेषां दीयते तथैव सोलार् लैट् भवतु स्पृङ्कल् भवतु एतादृशम् उपयुक्त उपयुक्त सामग्रीनां तु तेषां बहु न्यूनधनेन दीयते अथवा काश्चन उचितरूपेण अपि तेषां लभ्यते अतः तेषां तु बहु सहायं प्राप्यते